हरिः ओम् अहं तदा मम परिवारः द्विदिनार्थं मूनार् गतम् इच्छति अतः एकं यानं कार् यानम् आवश्यकं तत् दातुं शक्यते वा द्विदिनाथं कथम् कति रूप्यकाणि आवश्यकानि चार्ज् कथं कति अस्ति तद् अहं ज्ञातुम् इच्छामि वदति वा